चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जनवरिमासस्य प्रथमदिनाङ्कः पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य फ़ेब्रवरिमासस्य सप्तदशतमः दिनाङ्कः षड्विंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य तृतीयदिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य पञ्चदशतमः दिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य मे मासस्य दशमदिनाङ्कः सप्तविंशत्यधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य प्रथमदिनाङ्कः